हरिः ओम् नमस्कारः महोदय अहं डोक्टर् बुल्टी भारतीवार्तातः भाषयामि अधुना अहं डोक्टर् तपन्कुमार् गडे सविधे भाषणं करोमि वा समाजसुधारकः आम् आं नमस्कारः महोदय सुस्वागतम् महोदय अहं किञ्चित् ज्ञातुमिच्छामि तत्र भारतीवार्तापक्षतः अहं भाषणं करोमि चेत् तर्हि अधुना समग्रभारतवर्षे योगविषये सर्वत्र प्रचारं प्रसारं चलति भारतवर्षः एव समग्रविश्वे उदाहरणरूपेण वर्तते तर्हि भवान् योग विभागपक्षतः एवं च समाजसुधारकरूपेण भवतां विभागे वा भवतां जीवने वा भवतां विश्वविद्यालये तत्र स्पर्धा चलति वा योगविषये तर्हि का स्पर्धा चलति एकवारं यदि वदति चेत् समीचीनम् आम्

महोदय तर्हि समाजसुधारकरूपेण भवतां दायित्वं किम् अस्ति योगस्य प्रचारार्थम् वयं सर्वे पालितवन्तः

अस्तु एकविंशतिदिनाङ्के

भवन्तः अधुना अधुना उक्तवन्तः किम् अष्टाङ्गयोगविषये तर्हि अष्टाङ्गयोगे जनाः आगच्छन्ति वा न केवलं विश्वविद्यालयजनाः छात्राः एव आगच्छन्ति

सत्यं सत्यं सत्यं अस्तु तर्हि यदि जनाः आगच्छन्ति चेत् गृहे गृहात् यदि जनाः आगच्छन्ति चेत् तेन लाभाय किं गृहस्य गृहकर्ता आगच्छति खलु तर्हि तस्य ब गृह एकस्मिन् गृहात् गृहकर्तः एव आगच्छति भवताम् अष्टाङ्गयोगशिबिरे तर्हि यदि एकः जनः आगच्छति चेत् तेन लाभाय किं तस् परिवारे अनेकजनाः यदि रुग्णः भवति चेत् सः अत्र आगत्य कथं किं तस्य लाभं स्वीकृत्य गच्छति कथं ते कथं पुनः गृहं गत्वा

अस्तु बहु समीचीनं महोदय एकः इतोपि एकः प्रश्नः अस्ति पर्यावारणसंरक्षण विषये अधुना अस्मिन् भारते किं प्रचारं चलति तर्हि अग्रे एव आगामिमासे पर्यावरण दिवसः अस्ति तद्विषयम् अधिकृत्य किमपि परियोजना अस्ति वा

वृक्षरूपणं कुर्वन्ति खलु अस्तु अस्तु अस्तु आम् बहु समीचीनं तर्हि बहु समीचीनं तर्हि धन्यवादः महोदयः बारतिपक्ष वार्तापक्षतः भवतां कृते धन्यवादः हार्दं धन्यवादः पुनः भाषणं करोमि बहु धन्यवादः अस्तु धन्यवादः